मम प्रान्ते राजकीयम् अनुदानं बहु सम्यक् अस्ति यतोऽहि तत्र बीजेपि पार्टी अस्ति ते जनाः बहु सम्यक् अभिबृद्धिमपि कुर्वन्तः सन्ति अनन्तरं टी आर् एस् पार्टी इति अपि एकम् अस्ति तत्र टी आर् एस् पार्टी जनाः अपि बहु सम्यक् कार्यं कुर्वन्तः सन्ति यतोऽहि ते बीजेपि जनाः तु तत्र कृषकाः सन्ति तत्र गत् तत्र तत्र गत्त्वा किं साहायम् आवश्यकं वा इतोऽपि किं वा आवश्यकं भवन्तः कृते एतद् सर्वं पृच्छन्तः सन्ति अनन्तरं गृहं गृहम् अपि गृहं गृहम् अपि गत्त्वा किम् आवश्यकम् कथम् अस्ति इतोऽपि किम् आवश्यकम् इति अपि पृच्छन्ति करेन्ट् विषये वा विद्युदविषये वा नो चेत् जलव्यवस्थाविषये वा एतस्मिन् विषये सवर्दा पृच्छन्ति एवमेव कंग्रेस् पार्टी अपि अस्ति किन्तु ते अभिवृद्धिविषये अधिकं किमपि न कृतवन्तः